जनाः चिन्तयन्ति स्थौल्यनाशार्थं केवलं योगः अस्ति इति तदर्थं बाल्ये एव आरम्भस्य चिन्तनं तैः न क्रियते यदानीं देहे स्थौल्यं भवति तदानीं योगः स्मर्यते तदानीमपि उपयोगकरमेव किन्तु बाल्ये एव यदि योगः आरभ्यते तत्र योगे ध्यानमपि सम्बध्यते इति कृत्वा बालानां कृते यदि ध्यान् ध्यानं कार्यते तर्हि ऐकाग्र्यं वर्ध् वर्धते तेषु तेन पठनेपि सौलभ्यं भवति अतः योगः योगस्य कृते वयोमानं नास्ति बाल्ये एव तदारभ्यते चेत् आरोग्यार्थम् उत्तममिति मे भाति अल्पे वयसि योगस्य ध्यानस्य च आरम्भकरणेन बहवः लाभाः सन्ति एकं तु आरोग्यम् सम्यक्भवति अपि च एकाग्रतावर्धनं भवति इति कृत्वा तेन सर्वकार्येष्वपि प्रतिफलं सम्यक् प्राप्यते